अहम् आमज़ोन् आन्लैन् प्लाट्फ़ाम् मध्ये एकं बोडि वाश् स्वीकरोति अद्य तत् आगच्छति अहं तत् उपयोगं तत् उपयोगानन्तरं तत् न समी सम्यक् अस्ति तत् सुगन्धं नास्ति तत् मम बोडि न स्वीक अत्र न समीचीनं न समीजीनं सर्वे जलं जलं जलस्य अन्तः तत् न प्रवर्तनं न कुर्मः तत् एकं विषयाः अस्ति मम मम आग्रहे आग्रहीणां तत् स्वीकरोति तत् एका सम्यक् कम्बनि मध्ये अहं तत् स्वीकरोति इदानीं प्रश्नाः तत्र बोडि वाश् अन्ते अस्ति अहं न जानामि इदानीम् अहं हास्पिटल् मध्ये आगच्छति बोडि वाश् न समीचीनं धन्यवादः